हरिः ओम् नमस्ते समये प्राप्तवन्तः एतद् अहम् एकं भोजननिमित्तम् ओर्डर् कृतवती आसम् समये प्राप्तवती धन्यवादाः तद् वक्तुम् एव कृतवती भोजनमपि सम्यक् आसीत् वयं सर्वे सन्तुष्टाः रुचिकरभोजनम् आसीत् धन्यवादः